ये ग्रामेषु नाम नगरेषु भवन्ति ते छात्राः मनोरञ्जनार्थं टी वी पश्यन्ति अनन्तरं दूरवाण्यां फ़ेस्बुक् इत्यादिकं दृश्यन्ति अनन्तरं स्टेडियम् इत्यादिकं समीपे भवति चेत् तत्र गत्वा क्रिकेट् फ़ुट्बाल् वालिबाल् अथवा बास्केट् बाल् त्रोबाल् इत्यादिकं ते दृष्ट्वा स्वमनोरञ्जनं कुर्वन्ति परं तथा च ते यदि तेषां नगरे एकं पार्टि इति किमपि भविष्यति तत्र जनाः भविष्यन्ति चेत् तत्र गत्वा गानं गानं गायनं वा ना नर्तनं वा कृत्वा स्वमनोरञ्जनं कुर्वन्ति तथा च ते सर्वदा मनोनञ्जनार्थं पार्क् इत्यादिकं गच्छन्ति तत्र क्रीडां क्रीडन्ति बालकाः तत्रस्थाः पालकाः तान् नयन्ति नन्तरं जले स्विमिङ्ग् इत्यादिकं कुर्वन्ति पूल् मध्ये एवं

तत्र केवलं क्रीडा एव भविष्यति तेन एव ते सन्तुष्टाः भवन्ति उदाहरणार्थं ते एका क्रीडा नाम कब्बड्डि अस्ति चेत् तदेव तेषां कृते मनोरञ्जनार्थं बहु लाभदायकं तद् एका एव सर्वान् ग्रामीयान् सन्तोषयति